हरि ओम् नमस्ते कः एवम् एवम् एवम् एवं भवन्तः का के एवम् एवं करोमि केन दत्तं मम नम्बर्

ओ एवं वा

रिक्तः रिक्तः एव अस्मि चिन्ता नास्ति आगच्छामि कुत्र आगन्तव्यं

मेणसे ग्रामः आम् एवं वा

एवं वा आम् आम् मेणसे इत्युक्ते शृङ्गेरि समीपे किल एवम् एवं एवं वा

आम् आम् एवं वा

एवं वा अस्तु

व्ययः नाम सामान्यतः पञ्चदशसहस्रं स्वीक्रियते तत्र किं भवति इत्युक्ते न न न वयं तत्र वदिष्यमि न न न किम् इति वदामि कथम् इत्युक्ते अस्माकं तत् आङ्ग्लभाषायां उच्यते किल सिनेमाटिक् व् वीडियो शूट् इति उच् उच्यते किल पुनश्च पुनश्च प्रीवेड्डिङ्ग् फ़ोटो शूट् पुनश्च तस्य एडिटिङ्ग् सर्वं अन्तर् अन्तर्भूय द्वादश द्वादश वा पञ्चदशसहस्रपर्यन्तं वयं स्वीकुर्मः मिलित्वा पुनश्च ड्रोण् शाट् अपि स्वीक्रियते एवम् एवं सर्वमस्ति अस्माकं वयं विवाहस्यापि स्वीकुर्मः छायाचित्रं सर्वं स्वीकुर्मः बहु बहु उत्तमतया स्वीकुर्मः एवं एवं सामान्यतः पञ्चदशसहस्रं भवति वयं सर्वं आनयामः अस्माकं तत्र किं उच्यते लोकेशन् अस्माकं शृङ्गेरि मध्ये एव अस्ति नाम वयं यत्र अस्मकं सामग्र्यः यत्र स्थापयामः तत् शृङ्गेर्यामेव अस्ति तदर्थं किमपि आयव्ययः धनव्ययः किमपि न भवति एवं तर्हि वयमेव एवम् आगत्य कर्तुं शक्नुमः न न न कदा नववादने किल नववादने किल

दिनद्वये दिनत्रये समर्पयामः ये नास्ति नास्ति न न दिनत्रये दास्यामः इदानीं भवताम् यदि इच्छा इच्छा तावदस्ति चेत् एकस्मिन् दिने एव दातव्यम् इति अस्ति चेत् किञ्चित् अधिकं भवति धनं त्रिसहस्रम् अधिकं भवति इति वदिष्यामि एवम् एवं एवम् अस्तु एवम् एवम् अस्तु अस्तु धन्यवादः महोदय आम् आम् आम् आम् महोदय आम् आम् धन्यवादः